मम प्रदेशे हरिहरशास्त्री शास्त्रिणः सुब्रह्मण्यशास्त्री शेशाद्रनाथशास्त्री अनन्तरं डाक्टर् साम्बशिवन् महोदयाः धार्मिकपरम्पराः जनाः अनुसृताः धार्मिकाभ्यासेषु मम भागः तु मम गृहे अनन्तरं वेदपाठशालायां च भागं स्वीकुर्वन्ति अनन्तरं तत्र धर्मप्रचारणार्थं च कार्यं कुर्वन्ती अस्मि होमसमये अनन्तरं पूजा इत्यादिषु कार्येषु अहं साहाय्यं कुर्वन्ती अस्मि